अहम् एकं स्लिङ्ग् बेग् अमेज़ान्तः क्रीणितवती अमेज़ान् मध्ये तस्य लक्षणानि एवं वर्णितानि सम्पूर्णतः द्वे जिप्स् सन्ति इति करणे उपयुक्तः वस्तु काटन् तस्य मूल्यं पञ्चशतरूप्यकाणि इति वर्तते अस्तु एतत् मम अपेक्षानुसारम् एव अस्ति अतः इति चिन्तयित्वा मया तत् स्यू सः स्यूतः क्रीणितः आगमनानन्तरं यदा अहं तं स्यूतं दृष्टवती तदा तु बहु सन्तोषम् अनुभूतवती यतोहि क्वालिटी बहु सम्यक् वर्तते यथा वेब्सैट् मध्ये दर्शितं वर्णादिकं तथैव विद्यते अल्पमूल्यकम् अपि क्वालिटि इत्यादिकं सम्यक् वर्तते अतः मम बहु सन्तोषः जातः